हरि ओं नमस्ते मम नाम राकेशः इति अस्माकं नमस्ते महोदय श्रीकृष्णभट् महोदय खिल अत्र अस्माकं समूहे एकं चित्रं निर्मातव्यम् इति चिन्तनं प्रवर्तते इदानीं अत्र के के तादृशाः सशस्ताः पात्रधारिणः भवेयुः इति चिन्तनं कश्चनद्वारा भवतां सङ्ख्या प्राप्ता भवन्तः आसक्ताः वा इति प्रष्टुं

आममाम् इदानीं अस्माकमपि तथैव चिन्तनमासीत् ये इदानीमेव चलच्चित्रेषु अभिनयं कृतवन्तः तादृशाः नापेक्षिताः इति अस्माकं चिन्तनं किमर्थमित्युक्ते एकं तु नूतनं यदि मुखं जनाः पश्यन्ति तदानीं तत्पात्रमेव पश्यन्ति न च तं ये अभिनयं कुर्वन्नस्ति तं न पश्यन्ति अतः व्यक्तिं पश्यन्ति इति कारणतः नूतनाः एव अपेक्षिताः आसन् इदानीं एतत् चित्रं कर्तव्यमिति पूर्वम् अस्माकं मनसि आगतं अस्माकं समूहे किमर्थमित्युक्ते अत्र इदानीं बहुधा प्रसिद्धा प्रसिद्धं चित्रं वर्तते खिल आदिपुरुषः इति श्रीरामस्य विषये तथैव महाभारतविषयेपि एकं चित्रं निर्मातव्यम् इति मसनि आगतं संस्कृतभाषायां भवति चेत् तत् यथा रूपं कर्तुं शक्यते इति विचारः आम् आम् एकं तु विचारद्वयं एकं तु अस्माभिः इदानीं संशोधनं तु अर्जुनस्य पात्रविषये शोधनं क्रियमाणं वर्तते तत्र एतदिदानीं सद्यः काले पात्रचयनं आङ्ग्लभाषायां यथा आडिषनिङ् इत्युच्यते तथा पात्रचयनार्थं अर्जुनपात्रविषये अस्माकं शोधः अस्ति यथा इदानीं पौराणिकम् अस्ति ऐतिहासिकं वर्तते इति कारणतः भवन्तः अपि जानन्ति अर्जुनस्य शैली का आसीदिति तद्ज्ञानं तु भवत्येव ओ एवं

अस्तु अस्तु एवं चेत् इदानिं पूर्वमेव भवन्तः कृतवन्तः इति चेत् अर्जुनपात्रं यदि तथा अस्ति तर्हि भवतां तत्र रुचिरपि अस्ति सामर्थमपि अस्ति भासते एतदर्थं पुनः एकवारं मेलनं कुर्मः अहं अत्र एतस्य चित्रस्य निर्मातापि वर्तते तेन सह अपि एकवारं सम्भाषणं कृत्वा भवन्तः तत् चित्रे यद्यपि अन्ये विचाराः भवन्ति एव तथापि तत्र गीतायाः कृष्णार्जुनसंवादः यथा भवति तद्विषये किञ्चिदिव भवन्तः सिद्धतां कृत्वा आगच्छन्ति चेत् तद्विषये छात्रचयनात्पूर्वं एकं सम्भाषणरूपकं कुर्मः एवमेवम्

बहु सन्तोषः महोदय अत्र श्रीरङ्गपट्टने सम्यक् योग इति एकं योगजेन्द्रं वर्तते तत्र श्वः मिलामः भवन्तः अत्र आगच्छन्ति चेत् सार्धनववादने श्वः शक्यते खिल एवं भवन्तः आगच्छन्ति चेत् पूर्वम् एकवार एकवारं रूपकं कृत्वा अत्र अस्माकं अनन्तशर्मा इति महोदयः वर्तते सः कृष्णस्य पात्रं निर्वहति तत्सिद्धतार्थं तदूर्ध्वं पश्यामः कथं यदि अग्रे गन्तुं शक्यते वा इति अस्तु अस्तु महोदय अस्तु निश्चयेन नमो नमः नमो नमः